हरिः ओं नमस्ते हा हा एवं शारदा कम्फ़र्ट्स् ओ एवं नमस्ते महोदयः भवन्तः वा म एवम् एवम् एवं धन्यवादः महोदयः धन्यवादः अरे एवं वा

अहम् एवम् अतः एतत्तु तत्र काजुमसाला अस्ति तत्र दाडिमफलं स्थापयामश्चेत् इतोऽपि रुचिकरं भवति उत्तरभारतेषु तत् क्रियते अत्र तु तन् महोदयः शृण्वन्तु शृण्वन्तु शृण्वन्तु शृण्वन्तु महोदयः भवताम् अहं फ़ीड्ब्याक् नाम स्वीकरोमि तत् किन्तु तत् एवम् अत्र उत्तरभारतीयाः अपि उत्तरभारतम्

हरिः ओं तत् उत्तरभारतीयाः हा शुद्धः उत अत्र नास्ति नास्ति नास्ति तत्तु अन्येषां दूरवाणी आगता अतः एवम् अत्र बहवः उत्तरभारतीयाः अपि आगच्छन्ति ते उक्तवन्तः यत् अत्र तु कः कः काजु खादितुमपि न शक्यते काजुमसाला अतः किञ्चित् दाडिमफलम् अस्माकं प्रदेशे स्थाप्यते अतः भवन्तः अपि स्थापयन्ति चेत् एवम् ओ तत्तु भोः अहम् उक् अहं तु अहं तु तेषां कृते पाचकानां कृते उक्तवान् प तं तत्र पलाण्डुं मा स्थापयतु इति तथापि सः स्थापितवान् एवं रीत्या व्यवहारं करोति चेत्

एवम् अस्तु अस्तु अहं धनं तु प्रत्यर्प्य